मम नाम कुमारः अहं तिरुपतितः चन्नैनगरं प्रति गन्तुं ओला माध्यमेन एकस्य यानस्य तत्र बुक् कृतम् अस्ति यदा तद्यानम् आगतं तस्मिन् सन्दर्भे यः तस्य यानस्य चालकः वर्तते स च चालकः करोना कालः वर्तते इति ज्ञायते चेदपि सः मास्क् इत्यादिकं धारणम् अकृत्वा सः ड्रैविङ्ग् कृतवान् आसीत् अपि च यानस्य अन्तः यद्वर्तते उपवेशनादि स्थानं तदपि मलिणयुक्तं वर्तते एकस्मिन् पार्श्वे करोणा रोगात् भयः तत्र दृश्यते अपरस्मिन् पार्श्वे एतस्य यानस्य स्वच्छता किञ्चिदपि नास्ति तेन मम अत्यन्तभीतिर्सञ्जाता अतः अहम् इच्छामि यत् ये च एतस्य ओला इत्यस्य व्यवस्थायाः चालकाः वर्तन्ते ते कृपया यानचालकाणां कृते अवश्यं तत्र सूचनाः देयाः एतादृश्यः यः अवश्यं मास्क् इति धृत्वा याणस्य चालनं कुर्यात् द्वितीयं यद्यानं तत्र चलति तस्य यानस्य ये च प्रवासादयः वर्तन्ते तेषाम् आगमनात् प्राक् एव स्वच्छतादिकं सानिटैज़ेशन् इत्यादिकं कृत्वा यानं स्वच्छं तत्र स्थापणीयम् इति कृपया अग्रिमपर्याये एतादृशं न भवेत् इति धिया एषा सूचना भवतः कृते दीयते कृपया एवं रीत्या यानस्य व्यवस्थां क्रियताम् इति धन्यवादः